अहं भवतः सेरावली भोजनालयतः दोसा पेरा मटर्पनीरः तथा च रोटिका आर्डर् कृतवती तत्र दोसा मध्ये किञ्चित् लवणं न्यूनं भवतु पुनः पेरा इति मिष्टान्नमध्ये अधिकं दुग्धस्य उपयोगं कुर्वन्ति चेत् इतोऽपि सम्यक् भविष्यति मटर्पनीर् इत्यत्र लवणस्य किञ्चित् आवश्यकता वर्तते अतः कृपया एतस्य ध्यानं दत्वा द्रव्याणि निर्माणं कुर्वन्तु